वृक्षाः एव अस्माकं जीवानां जीववायुः प्रदायकाः प्रदायकाः वर्तते प्रदायकाः वर्तन्ते वृक्षाणां द्वारा एव वयं आम्लजनकं प्राणवायुं प्राप्नुमः तथैव सस्यान्यपि तत्र विशेषेण औषधसस्यानि बहूनि भवन्ति अहं यत्र निवसामि तत्र सम्पूर्णानाम् औषदसस्यानां समन्वयः एव दृश्यते तादृशसस्यानि वर्तन्ते कृषिक्षेत्रं स्वीकुर्मः चेत् कृषिक्षेत्रे तत्र ऋत्वाधारितम् ऋत्वाधारितम् इत्युक्ते काले काले यदपेक्ष्यते तद् आधारिताः पोषकांशाः देयाः भवन्ति इदानीं पूगफलं स्वीकुर्मः चेत् कृषिविषये वाणिज्यकृषिविशेषस्य वृक्षः भवति पूगफलं पूगवृक्षस्य संरक्षणार्थं किं करणीयम् इति चेत् यदा वृष्टिकालः समाप्यते शीतकालः आगच्छति डिशेम्बर् मासात्

पुनः यत्र यत्र वृक्षाः दिवङ्गतास्सन्ति तेषां स्थाने पुनः सस्यस्य आरोपणं कृत्वा सर्वेभ्यः वृक्षेभ्यः सस्यानां च कृते यद् अस्माकं गोनिर्मितं गोनिर्मितं गोबर् अस्ति गोबर् स्थापनीयं भवति पौष्टिकांश युक्तं स्थाप्यते तदनुगुणं तत्र जलमपि स्थापनीयं भवति शीतकाले एव अधिकतया जलसेचनं कर्तव्यम् आतपकाले तु सामान्यरूपेण जलम् अस्ति चेदपि पर्याप्तं भवति शीतकाले यदि भूमिः शुष्का भवति तदा अवश्यमेव वृक्षाः दिवङ्गच्छन्ति पुनश्च यत्र जलीयं क्षेत्रम् अस्ति तत्र विशेषेण कीटादीनाम् उत्पत्तिः भवति कीटादीनाम् उत्पत्तिः भवति तस्य निवारणार्थमपि औषधं स्थापनीयम् एवमेव औषदसस्यानि बहूनि भवन्ति तेषां संरक्षणार्थम् अपि अस्माकं प्रयत्नः अपेक्षितः इति चिन्तयामि